संस्कृतस्य कथासाहित्यम् अधुना केवलं नीतिकथा रूपेण पठन्ति इति कार्यं सत्यमेव किन्तु तेन अत्युत्तमेव अस्माकं लोके भवति यत् सन् सामाजिकरीत्या पश्यति चेत् तद् उत्तममेव अस्माकं प्राचीनकथासाहित्यानि इदानीं तु नीतिकथा रूपेण नीतिकथा रूपेण वा पठन्ति किल तदेव अति अत्युत्तमं कार्यमेव अनन्तरम् एतेन विश्वकल्याणमपि भवति भविष्यति सामुहिक सा सामुहिक रीत्यापि एतदुत्तममेव विश्वकल्याणार्थमपि एतत् सहाय्यं करोति शिशूनां शिशूनां वर्धनाय एतत् नीतिकथारूपेण ये शिशवः पठत् स्मृत्वा आगच्छन्ति तेषामपि एतत् अतीव गुणकरम् अवश्यमेव भवति इति अहं विश्वसिमि